आं हरि ओं आं नमस्कारः आमां श्रीवेङ्कटेश्वरनिवासः कथं भवतः सहायता कर्तुं शक्नोमि

आमां सन्ति प्रकोष्टाः रिक्ताः एव सन्ति भवान् कथमिच्छन्तीति वदन्तु आम् आम् आं वर्तते ह्म् वातानुकूलरहिताः प्रकोष्टाः एव अधिकाः सन्ति आमां नाम वातानुकूलाः अपि सन्ति प्रकोष्ठाः यदि तदिच्छन्ति चेत् तत्र दिवसेसु टुथौसन्ड् भवति

वातानुकूलरहिताः तावत् दिवसेषु सप्तशतं भवति

एवं आमाम् अवश्यं रिक्ताः एव सन्ति केचन वातानुकूल

आमां तत्र बृहत् स्थलं वर्तते पार्किङ्ग् कृते तस्य कृते चिन्ता मास्तु

न

आं भोजनस्य भोजनस्य बहु सम्यक् व्यवस्था अस्ति बहिर्गन्तव्यं न भवति नास्ति नास्ति यतो हि अत्र भोजनं किञ्चित् सम्यक्तया क्रियते अतः अधिकतया नाम भिन्नतया तस्य मुल्लं दातव्यं भवति क्लेशः नास्ति खलु आमामामां भोजनं बहु सम्यक् भविष्यति आमां प्रतिदिनं तत्र शुचि क्रीयते एव आं तत्तु भवताम् इच्छा नास्ति आं तत्र तत्र फ़्री वैफ़ै वर्तते ह्म् स्वीकर्तुं शक्यते यदाकदाचित् आमामां यदा प्रकोष्टः स्वीक्रीयते तदा एव पास्वर्ड् अपि दीयते अस्तु आं धन्यवादः